यदा वयं संस्कृतभाषायाः समस्याः कृते वदामः तदा सर्वत्र म प्रथमस्थाने आगच्छन्ति ये अस्माकं पूर्वतः जनाः सन्ति तेषां तेषां तेषाम् संस्कृतभाषायाः कृते दृष्टिकोनः अतीव सम्यक् नास्ति तदर्थं तेषां विचाराणां खण्डनं कर्तुम् यदि केन्द्र शासनतः यदि ये पु ये कोपि जनाः सन्ति कार्यरतास्सन्ति तेषां माध्यमेन यदि वयं गृहं गृहं गत्वा यदि तेषां प्रचारं कुर्मः तर्हि इतोपि सङ्ख्यानां सङ्ख्या न्यूना भवेत् किन्तु तर्हि किन् अस्ति किन्तु अस्ति एव तस्य समस्या बालकाः ये छात्राः सन्ति ये महाविद्यालयेषु तथा च विद्यालयेषु संस्कृतविषयं पठन्ति इति केवलम् एतदर्थं स्वीकरन्ति संस्कृतभाषा अतीव सरला सन्ति किन्तु तेषां यादृक् पठनम् पठनस्य कार्यक्रमाः सन्ति तेषां योग्यरूपेण ते न कुर्वन्ति अतः परीक्षाकाले तेषां कृते एषः विषयः बहु क्लिष्टः अस्ति एतत् विचारः मनसि तेषां मनसि आगच्छन्ति तथा च संस्कृतभाषा यदा अन्यभाषा स तस्याः म तुलनां यदि वयं कुर्मः तदा तर्हि सर्वे जनाः इङ्ग्लिष् भाषा एव उत्कृष्टा सन्ति तथा च संस्कृतभाषा क्लिष्टा सन्ति अतः एव वयं तस्य ता अवधानं न न दद्मः एतत् स सर्वे जनाः वदन्ति तथा च ये छात्राः सन्ति तेपि यदि योग्यरूपेण तस्य अध्ययनं कुर्वन्ति ते तर्हि अति तेषां कृते अपि सरला भवति किन्तु अतीव न्यूनं न्यूनाः छात्राः सन्ति ये सम्यक्रूपेण तथा च योग्यरूपेण तेषाम् अध्यापनम् अध्ययनं करोति य बहवः च बहवः छात्रापि केवलं गुणक्रयणार्थम् एतः एतया भाषया भाषायाः उपयोगं कुर्वन्ति तथा च छात्रे ज्ञ छात्राः मनसि संस्कृतस्य विषये अतीव रुचिः नास्ति यद्यपि सर्वे अध्यापकाः मा तेषां मनसि रुचिः व वर्धयितुं सदैव प्रयत्नशीलाः सन्ति किन्तु छात्राः केवलम् गुणप्राप्तुं क्रयतुं केवलं तस्यैव एक एकेव दृष्टिकोनेन ए एषा भाषां स्वीकरोति